अहम् औषधीयवनस्पतयः सस्यानि एवं पुष्पसस्यानि लताः च वर्धयामि तुलसी ओमं पुदिना मेत्तिका कोरियाण्डर् सस्यानि वर्धयामि दैनिकपाक पाकार्थं एतत्सर्वं वर्धयामि तदनन्तरं दैनिकपूजानिमित्तं किञ्चित् पुष्प सस्यानि एवं लता च वर्धयामि जपाकुसुमं पाटलं पाटलं पाटलपुष्पं चम्पकं मल्लिका इत्यादयः सस्यानि वर्धयामि